हा हरिः ओं नमस्ते जि अहं सम्यगस्मि भवन्तः कथं सन्ति भवन्तः भवन्तः के के न ज्ञातं मम कृते ओ एवमेवं ते तस्य पिता वा आ एवं वदन्तु ह सः तु सः तु अध्ययनं करोति परन्तु बहु कोलाहलं करोति कोलाहलः श्रूयते तस्य शालायां पुनश्च सद्यः परीक्षा जाता खलु परीक्षायामपि सम्यक् लिखितवान् अस्ति एवं सः गृहे कथमस्ति हा एवम् एवं वा आ हा हा

किं किं कक्ष्याकाले वा एवमेवमेवं तु कक्ष्याकाले तु सः सम्यक् अध्ययनं करोति परन्तु निद्रा एव अधिका भवति तस्य निद्रा एव हा निद्रा एव अधिका अस्ति तस्य सः सः एव क्लेशः तत्र कक्ष्यायामस्माकम् अतः अहमपि चिन्तितवान् कथं गृहे कथं न पठति वा अध्ययनं सर्वं न करोति वा सः एवम् एवं पश्यन्तु भवतां पुत्रस्य कृते वदन्तु अहं वदामि इदानीं सः कदाचित् कक्ष्यायां सम्यक् भाग्रहणं न करोति भाग्रहणम् एवं यद् यद् कार्यं वदामि तत्तु सम्यक् न करोति सर्वेषां निकटे कोलाहालं करोति परन्तु सम्यक् अध्ययनं करोति ओ हो एवं वा मम विषये किं वदति सः एवं वा सम्यक् न अवगम्यते वा तस्य एवमेवं तर्हि मम पाठनस्य सम्यक्तया अवगमनं न भवति इत्यर्थः आ तर्हि अहं श्वहारभ्य सम्यक् पाठयामि तमपि सूचयन्तु मनसा सिद्धः जातः सः आगच्छेत् पुनश्च कदाचित् सः दोषं करोति कक्ष्यायां ताडनीयं वा न वा पुत्रं एवं सः भवतां नाम वदति मम पिता उक्तवान् अस्ति न ताडयन्तु इति

एवम् एवम् एवम् अस्तु तर्हि अहं श्वहारभ्य अभ्यासं सम्यक् कारयामि